पादपानाम् अथवा सस्यस्य कृते उत्तममृत्तिकायाः चयनं करणीयं तद् बीजस्यापि ऋत्वाधारितानि सस्यानि सन्ति चेत् कस्य अस्मिन् ऋतौ किं सस्यं वर्धते इति ज्ञात्वा बीजस्य चयनं करणीयम् जलसिञ्चनम् अपि प्रतिदिनं न करणीयम् दिनद्वये एकवारम् पर्याप्तं भवति सूर्यस्य किरणः पतेत् तादृशम् तादृशम् स्थापनीयं भवति एतद् सस्यस्य घटान् तादृशं स्थापनीयं भवति अनन्तरम् एतद् फ़र्टिलैसर्स् इति वदन्ति तद् तस्य प्रयोगः अपि क्रियते प्रायः स्थलं शुद्धं भवतु कीटनिवारणम् अपि निरन्तररूपेण करणीयं भवति